अस्माकं प्रदेशे नगरेषु तु विद्युतं तावत् विच्छेदः न भवति विद्युतस्य परन्तु ग्रामीणक्षेत्रेषु विद्युद्विच्छेदस्य समस्या एका महती समस्या वर्तते तत्र मुख्यतया ग्रीष्मऋतुषु वर्षाऋतुम् एवं च तत्र प्रायः वसन्तऋतोः अपि विद्युत्विच्छेदः भवति येन मम जीवने अपि बहुविध समस्याः आगच्छन्ति यतोऽहि सायङ्काले विद्युत् गच्छति चेत् सम्यक्तया पठनपाठनम् अपि न कर्तुं शक्यते पुनः ग्रीष्मर्तौ विद्युत् बहु गच्छति चेत् तत्र घर्म इत्यादीकम् आतपं अधिकं भवति यतः उष्णता अपि अधिकम् अनुभूयते